स्वास्थशंरक्षणार्थं रोगनिवारणार्थं च योगाभ्यासः भवति चेत् सम्यक् भवति योगाभ्यासेन सर्वेषां स्वास्थ्यं सम्यक् भवति शारीरिकस्वास्थ्यं वा मानसिकस्वास्थ्यं सर्वस्मिन् विषये योगाभ्यासद्वारा रोगनिवारणं कर्तुं शक्यते यदि प्रतिदिनं योगाभ्यासः भवति तर्हि मानसिक्स्वास्थ्यं सम्यक् भवति एवं तथैव मा ष्व शारीरिकस्वास्थ्यमपि सम्यक् भवति